ग्रामीणक्षेत्रे योगकृषकाः अस्माकं ग्रामे वधूं प्राप्तुं समस्या नास्ति परञ्च प्रायेण युवकृषकाः वधूं प्राप्तुं समस्या आगच्छति परञ्च यदि वध्वः ग्रामे न आगच्छति नगर्वासम् इच्छन्ति तत्र युवकृषकाः नगरे कृषिकार्यम् न कर्तुं शक्नोति यदि नगरक्षेत्रे कृषिकार्यं न कर्तुं तर्हि किमर्थं कार्यं प्रचलति एतावत् कारणेषु